पारम्परिकशिक्षणम् इदानीं सर्वत्र भारते अस्ति एवं आधुनिकशिक्षणमपि प्रचलति पारम्परिकशिक्षणे ये छात्राः सन्ति ते संस्कृतं संस्कृतमाध्यमेन एव पठन्ति संस्कृते संस्कृतशास्त्राणि एव पठन्ति एव किन्तु तत्र ये छात्राः पठन्ति ते वदन्ति इदानीम् अस्माकं पाठनाय कक्षाः प्रचलन्ति तत्र समयः अधिकः भवति अतः समयः अधिकः न भवति तर्हि वयं प्रातियोगिक केन्द्रेषु गत्वा तत्र प्रातियोगिकसज्जां कर्तुं शक्नोमि यतोहि ते चिन्तयन्ति अस्माकम् अध्ययनस्य मुख्यं लक्ष्यमस्ति वृत्तिप्राप्तिः वृत्तिः नाम अत्र सर्वकार्यवृत्तिप्राप्तिः अतः ते सर्वदा प्रातियोगिककेन्द्रेषु गत्वा तत्र एव स्वकीयध्यानं तत्र केन्द्रीकुर्वन्ति तदर्थं ते वदन्ति पाठ्यक्रमेऽपि कदाचित् ता तादृशं परिवर्तनं भवेत् अस्माकं केन्द्रियसंस्कृतविश्वविद्यालये जयपुरपरिसरे इत्युक्ते ततः जयपुरपरिसरः अस्ति अस्य मुख्यं मुख्यालयः अस्ति देहल्याम् तत्र ततः पाठ्यक्रमपरिवर्तनं जातं पाठ्यक्रमे सर्वविधपरिवर्तनानि छात्रान् छात्राः यथा सन्ति छात्रहितोचितानि परिवर्तनानि कृतानि सन्ति द्वितीयं विंशतिः विंशतिः इति शिक्षानीतिः आसीत् सद्यः एव आगता अतः तदनुगुणमपि अत्र बहुविधपरिवर्तनानि कृतानि प्रायोगिकक्षेत्रे तेषां तत्र योगदानं स्यात् तेषां सिद्धहस्तता स्यात् तदर्थं ते इदानीं पारङ्गताः सन्ति तेषां प्रशिक्षणं प्रचलति द्वितीयं पारम्परिकक्षेत्रेषे ये राजस्थाने विद्यालयेषु पठन्ति तत्र तेषामपि पाठ्यपुस्तकेषु तत्र परिवर्तनानि अपेक्षितानि सन्ति यथा लघुसिद्धान्तकौमुदीं कश्चित् पठति अन्यद् अमरकोशं पठति तथैव ते पठन्ति व्याकरणादि शास्त्र यदि व्याकरणसिद्धान्तकौमुदीं पठन्ति साहित्यदर्पणं पठन्ति आनन्द किमपि ध्वन्यालोकं पठन्ति तदा केवलं ग्रन्थानाम् अध्ययनं कृत्वा तस्य अग्रे कोऽपि न सदुपयोगः नास्ति केवलं पठतु परीक्षाम् उत्तीर्य कुत्रापि कश्चित् न पृच्छति तद्दृष्ट्या न स्यात् अत्रापि प्रायोजनं स्यात् कार्याणि भवन्तु तदर्थं ते इच्छन्ति अस्य सदुपयोगः कुत्रापि स्यात् तेषां कृते वृत्तिप्राप्तिः स्यात् ये ग्रन्थाः अस्माकं साहित्ये प्रखराः सन्ति उत्तमाः सन्ति ग्रन्थाः आचार्यैः कृताः सन्ति तेषामपि अध्ययनमत्र भवतु तदर्थमेव ते संशोधनम् इच्छन्ति प्रायः त्रिंशत् प्रतिशत प्रतिशतं जनाः अस्मिन् विषये स्वकीयमतिं प्रदर्शयन्ति